तमिळ्नाडुतः एकदिनं केरलागमनसमये प्रातःकाले तमिल्नाडुतः प्रस्थितं चन्नैतः प्रस्थितम् सायङ्काले त्रिशूरजनपदं प्राप्तवान् यदा त्रिशूरं प्राप्तवान् षड्वादने

किमपि एकं कारणेन कलहं जातम् गमनागमनं सर्वं स्तगनम् अभवत् बस्यानं वा कार्यानं वा आटोयानं वा किमपि न चलति तत्र गत्वा एव अवगतवान् ततः पुनः कुत्रापि गन्तुं न शक्यते बहु समस्याः चलन्ति रैल्वेश्टेशन्मध्ये एव भवितव्यम् इति ज्ञातम् अन्य मार्गः नास्ति रैल्वेश्टेशन्मध्येव उपविश्य रात्रौ पूर्णम् उपविश्य प्रातःकाले मत् अनन्तरदिने मध्याह्नानन्तरं समस्याः यद् समाप्तम् अभवत् षड्वादनपर्यन्तं तत्रैव भवितव्यम् इति अभवत् बहिरटितुं न शक्यते एवम् एकः अनुभवः